अस्माकं मण्डले ये ये व्यवहारिणः व्यवहारकुशलासन् आनस् ते सर्वे इदानीं ब्याङ्क् अकौण्ट् नासन् ते सर्वे इदानीं ब्याङ्क् अकौण्ट् स्थापयन्ति त अनन्तरं व्यवहारेषु ते गूगल् पे फ़ोन् पे इत्यादिकस्य उपयोगं कुर्वन्ति एतद् शाखादिकं ये विक्रयणं कुर्वन्ति तेपि इदानीं स्क्यानर् क्यू आर् कोड् इति स्थापयन्ति तद् तदा अस्माकमपि सुलभः भवति यदि वयं शाखाः क्रयणं कुर्मः तदा धनं साक्षात् न दातव्यं भवति केवलं गूगल् पे इति द्वारा दातुं शक्नुमः अनन्तरं धनस्यूतस्य नयनमपि न अवश्यं भवति केवलं स सञ्चारीदूरभाषा अस्ति चेत् अस्माकं समीपे तद्वरं भवति